मम राज्ये प्रसिद्धः कलाप्रकारः अस्ति ओडिसीनृत्यं जगन्नाथसंस्कृतेः प्रतिफलनं करोति इदं नृत्यम् एवं भारतीयसंस्कृतेः उत्कलसंस्कृतेः इदं नृत्यं प्रतिफलनं करोति यतः इदं नृत्यं सांस्कृतिकं नृत्यमस्ति उत्कलराज्यस्य